हरि ओम् नमस्ते नमस्ते महोदय नमस्ते वदन्तु हो सत्यं हो सत्यं वा महान् सन्तोषः महोदय चिन्ता मास्तु अहं भवतां कृते दर्शयामि तत्र प्रत्येकगृहाण्यपि उपलभ्यन्ते अपार्ट्मेन्ट् अपि उपलभ्यन्ते भवतां कृते किम् अपेक्षितं भवन्तः चूस् कुर्वन्तु ओहोहो तथा वा हो अवश्यं तथापि लभ्यते अपार्ट्मेन्ट् अपि भवतां भवता यदुक्तं तत् सत्यमेव तत्र सेक्युरिटिस् सम्यक् भवति जलव्यवस्था सम्यक् भवति विद्युत् व्यवस्था सम्यक् भवति बहु उत्तमं कीदृश अपार्ट्मेन्ट् मध्ये भवतां कृते कीदृशं गृहम् अपेक्षते टु बि हेच् के वा किं

अपार्ट् ओहो अपार्ट् अपार्ट्मेन्ट् मध्ये बहु धनं भवति महोदय क्रयणार्थं यतो हि तत्र व्यवस्थाः भवन्ति खलु तत्र सेक्युरिटि व्यवस्था भवति जलव्यवस्था भवति अतः सम्यक् भवति आरक्षणव्यवस्था अपि सम्यक् भवति अतः धन धनम् अधिकं भवति भवतां कृते बहिः चेत् प्रत्येकगृहं बहु न्यूनधनेन लभ्यते आम् महोदय ओहोहो हो तथा चेत् सम्यक् सम्यक् महोदय भवतां कृते अपार्ट्मेन्ट् एव उचितं भवति यतो हि भवन्तः इदानीं वयसा ज्येष्ठाः सन्ति अतः भवतां कृते प्रत्येकगृहम् अपार्ट् मध्ये बहु समीचीनम् उत्तमं भवति इति अहं भावयामि महोदय भवतां कृते अहं दर्शयामि चिन्ता मास्तु अस्तु अस्तु महोदय भवतां आ हा आं नगरे नगरे एव अस्ति महोदय कुवेम्पुनगरे एव बहु समीचीनं गृहम् अपार्ट्मेन्ट् मध्ये एव लभ्यते अहं भवतां कृते दास्यामि चिन्ता मास्तु नास्ति वा ओके नगरात् बहिः अपि अस्ति नगरात् बहिः बहिः अपि अस्ति सत्यं सत्यं महोदय चिन्ता मास्तु अहं न्यूनं करिष्यामि भवतां कृते अपर्ट्मेन्ट् मध्ये मम जनाः सन्ति अहं परि परिचिताः सन्ति अहं भवतां कृते न्यूनं न्यूनेन धनेन भवतां कृते प्रापयामि चिन्ता मास्तु धन्यवादः महोदय